न्यायालयसम्बद्धानां पत्राणां प्राप्तौ मम दुःखकरः अनुभवः वर्तते न्यायालयपत्राणि बहुधा क्लेशेन लभ्यन्ते यतः तत्र महती प्रक्रिया वर्तते विभिन्नैः स्तरैः एकं पत्रं प्राप्य अन्ते अस्माकं कृते तत् पत्रं लभ्यते इति कारणतः इदम् आत्मानं क्लिश्नाति क्लेशं जनयति ईदृशं पत्रं प्राप्तुं कठिनं भवति यत्र न्यायालयस्य आदेशाः भवन्ति किन्तु एतेषु दिनेषु सर्वम् अन्तर्जाले एव लभ्यते इति कारणतः क्लेशः बहुः न्यूनीकृतः वर्तते प्राचीने काले विंशतित्रिंशत्वर्षेभ्यः पूर्वम् एतानि पत्राणि केवलं तत्सम्बद्धैः जनैः एव प्राप्तव्यानि आसन् इदानीं न्यायालयस्य आदेशपत्रं वा भवतु सूचनापत्रं वा भवतु सर्वमपि आन्लैन् द्वारा अपि लब्धुं शक्यम् इति कारणतः क्लेषः महता प्रकारेण न्यूनीकृताः न्यूनीकृतः वर्तते इति प्रमोदस्थानम्